अहं तु बहु बाल्यकालात् गायनं करोमि भयं तु न अनुभवन् केचन समये किञ्चन समये अहं मम स्मृतिः सपोर्ट् न करोति ये ये शब्दाः सन्ति गायनस्य तदहं विस्मरामि करोमि तद् मम प्राब्लम् अस्ति भयं नानुभूतम्

किञ्चित् किञ्चिदेव जानन्ति सङ्गीतकारः ये रसिकाः सन्ति ते तु तदपि न जानन्ति किमर्थं भयं तदा एतदहं मन्ये

किमपि प्रोग्राम् अस्ति चेत् किमपि गायनम् अस्ति चेत् मां ते बहु बहुवारं सहिष्णुतया सह सहितम् अवदन् त्वम् उत्तमम् उत्तममेव गायति अहं जानामि तद् बहु उत्तमं नास्ति तथा अहमपि यदि कानपि गायनं प्रशिक्षयामि गायनं वदामि अहमपि प्रयत्नं करोमि अहम् एन्करेजिङ्ग् अभयं भवितुम् इति प्रयत्नं करोमि अहं जानामि तद् बहु उत्तमगायकः उत्तमगायिका भवितुं बहु कष्टमस्ति तदा एट्लीस्ट्